अस्माकं प्रदेशे आजीविकार्थं कर्मकराः बहूनि कार्याणि कुर्वन्ति यथा धीवराः भवन्ति अनन्तरम् वाहनेषु निर्वाहकादीनां निर्वाहकादयः भवन्ति चालकादयः भवन्ति अनन्तरं वाणिज्यव्यवहारादीनि अपि अस्माकं प्रदेशे दृश्यन्ते सर्वकारीयवृत्तिं तु जनाः इच्छन्ति किन्तु सर्वकारीयवृत्तिः अत्यन्तम् अल्पा भवति अधिकसंख्याका न भवति अतः तस्य अपेक्षया वैयक्तिकवृत्तिमपि कर्तुं ते प्रयतन्ते अलसाः न कुत्रचित् उद्योगराहित्यमपि दृश्यते तथा नास्ति यत् सर्वत्र उद्योगिनः एव सन्ति इति किन्तु अस्माकं प्रदेशस्य विशेषतया अत्र एकं दृश्यं भवति